इदानीं घर्मकालः इत्यतः अहम् एकं कूलर् आनीतवान् अस्मि तच्च शीतः वायुः वाति किञ्चित् विद्युत् वेतनम् अधिकं भवति अन्यत् सर्वं तु सम्यक् एव